तन्त्रज्ञानं सञ्चारक्षेत्रे अत्यन्तं सहायकम् अस्ति आधुनिककाले एतादृशरूपतन्त्रज्ञानस्य सहायवशात् बहुविधरूपकार्याणाम् अवश् अवगमनं कर्तुं शक्नुमः यात्रावेलायां आवास वा व्या वासस्थाया व्यवस्थायाः स्थलानां ज्ञानमपि अनेन मार्गेण आधुनिककाले ज्ञातुं शक्यते अतः वसतिगृहेषु विद्यमानसौकर्यायाः तथा वसतिगृहाणां सुक्षावशः कीयदस्ति इति तन्त्रज्ञानस्य सहायवशात् अवगन्तुं शक्यते एवं चलचित्र द्रष्टुमपि कुत्र सम्यक् स्थानानि सन्ति इति अनेन मार्गेण ज्ञातुं शक्नुमः एवं च सञ्चारवेलायां सर्वेषु स्तलेषु विभिन्नरूपाः वातावरणमपि अस्ति अतः कुत्र कीदृशरूपवादावरणं नाम शैत्यं वा औष्ण्यं वा इत्यादिभिः अनेन तन्त्रज्ञानेन अवगन्तुं शक्यते अतः तन्त्रज्ञानं सञ्चारक्षेत्रे अत्यन्त अत्यन्तकं उपकारकमेव